हरिः ओं राकेश मया तत्र विदेशः गन्तव्यः वर्तते अतः कारणात् मया तत्र पारपत्रस्य आवेदनं कृतं वर्तते परन्तु तैः पारपत्रस्य अद्यतनीकरणं न क्रियमाणम् अतः महान् विलम्बः जायमानः येन मम विदेशगमने क्लेशः भवति इति चिन्त्यते भवता सः तत्र सहायम् आचरितुं शक्यते वा